मया बैक्यानेन बहूनि स्थानानि गतानि नाम बहु दूरमिति न किन्तु एकशतं किलोमीटर् पर्यन्तं क्या परिमितं स्थानं यद्भवति तत्र गतमस्ति यतोहि मम निकटे लघुयानमेव वर्तते इत्यतः तावदेव गन्तुं शक्यते किन्तु मम आशा वर्तते या नाम अहं धर्मस्थलं कुक्केसुब्रह्मण्य एवम् उडुपि इत्यादिस्थानं बैक्यानेनैव गन्तुम् इच्छामि यतोहि मम तत्र आसक्तिः अधिका वर्तते इत्यतः अहं तत्रापि गन्तुम् इच्छामि यदि मम आर्थिकस्थितिः बहु सम्यगस्ति धनमधिकम् अस्ति इति भासते तर्हि अहं कन्याकुमारीतः काश्मीरपर्यन्तं बैक्यानेन गन्तुम् इच्छामि तद् मम बहु इष्टं कश्चित् स्वप्नः इव वर्तते नाम आदितः सम्पूर्णम् आसेतुहिमाचलं बैक्यानेनैव सञ्चारं करोमि इति मम आशा वर्तते इत्येवं बहूनि स्थानानि मया द्रष्टव्यानि इत्यस्ति एवं तिरुपतिः गन्तव्यः इत्यस्ति विजयवाडा इति स्थानमस्ति आन्ध्रप्रदेशे तत्र गन्तव्यम् इत्यस्ति एवम् अमृत्सरं गन्तव्यम् इत्यस्ति बहूनि स्थानानि बैक्यानेनैव गन् गन्तव्यानि इति मम आशा वर्तते एवं तत्र कर्नाटकदेशे एव एकः गच्छामि एकः एव क्वचित् प्रयाणं कर्तुं शक्नोमि तर्हि बस् अपेक्षया बैक्यानेनैव कर्तुम् इच्छाम्यहं आधिक्येन बैक्यानेन सञ्चारं कर्तुम् अहं बहु प्रयते इत्येवं बैक्यानानां विषये एवं वक्तुं शक्यते

स्थानानि प्रति स्थानानि प्रति गमने मम तथा इच्छा भव् भवति